आधुनिकः भारतीयशिल्पेषु जनाः आधुनिकम् उपकरणानाम् उपयोगं कुर्वन्ति यथा काष्ठकला चित्रकला यन्त्रद्वारा कलानाम् आविष्कारं दृश्यते भारतीयशिल्पेषु परिवर्तनं दृश्यते एव जनाः हस्तेन नवनिर्माणम् इति सङ्कल्पनया कार्यं कुर्वन्ति स्म किन्तु इदानीं तत् स्थानं यन्त्रद्वारा निर्माणम् इत्यस्य भवति तत्र अस्ति वैज्ञानिकप्रगतिः जनाः यन्त्रद्वारा एव मूर्तेः निर्माणं कुर्वन्ति तत्र समयदानम् अधिकं न भवति अधिकस्य समयस्य आवश्यकता एव नास्ति तेन तस्य समयस्य संवर्धनम् अपि भवति मूर्तेः संवर्धनम् अपि भवति पुरातनकाले यदि वयं वदामः चेत् अजेण्ठा वेरुलु इत्यत्र हस्तद्वारा निर्मितं शिल्पमस्ति आधुनिकम् उदाहरणम् इत्युक्ते अयोध्यामन्दिरम् इति वयं द्रष्टुं शक्नुमः तत्र शिल्पकला बहु उत्तमा दृश्यते भारतीयशिल्पेषु परिवर्तनं तु जातमेव किन्तु तस्य औचित्यम् अस्ति वैज्ञानिकप्रगतिः वैज्ञानिकी उन्नतिः च आधुनिककाले भारतीयशिल्पेषु वयं बहूनि उदाहरणानि द्रष्टुं शक्नुमः यथा अस्ति रामटेकमन्दिरम् अयोध्यामन्दिरं तत्र अपि शिल्पेषु बहूनि उत्तमानि उदाहरणानि दृश्यन्ते कस्यपि चरित्रस्य अपि वर्णनं दृश्यते